अहं प्रधानतया मम फ़ोण् केमेरा उपयुज्य एव छायाचित्राणि गृह्णामि अतः अस्य केमरा उपयुज्य एव कि छायाचित्रं गृह्णासि अतिमनोहरतया अस्य केमरायाम् अनेकाः चित्राः क्रेतुं शक्यते इदानीं मम हस्ते अन्या क्यामरा नास्ति तदर्थम् अहं मम फ़ोण् केमेरा उपयुज्य एव छायाचित्रं क्रीणाति